मम क्रीडाया अभिरुचिः अत्र भवति तत् सर्वं प्रायः प्रायः प्रायः धारवाडविश्वविद्यालये एम् ए आसम् तदा अहं तदा क्रिकेट् क्रीडा एव अहं प्रथमम् इत्युक्ते ओपेनर् ब्याट्स्मन् एव अहं तत्र अहं तत्र गतवान् सर्वे ओह् कृतवन्तः प्रथमं धावनमभवत् खलु तदा सिक्सर् अभवत् द्वितीयधावनं टु रन् इति वदन्ति खलु तत् आभवत् थर्ड् तत् एवमेव ट्रयल् अभवत् फोर्त् तत् अहं सम्यक् मारितवान् परन्तु औट् एव एवमेव अभवत् अतः क्रिकेट् क्रिकेट् उपरि अधिकमभिरुचिः अस्ति अनन्तरं अन्यत् वदामि चेत् चेस् भवति यदा अहं एल् एल् बि पठन् आसम् खलु सं कन्नडविश्वविद्यालये दारवाड् मध्ये तत्र चेस् मध्ये प्रथमस्थानं प्राप्तवानस्ति अतः तत् अधिकं वदामि चेत् मम् तत् पुनः स्मरणमपि भवति रोदनमपि भवति अतः